संस्कृतकविषु प्रथमतया कालिदासः बहुप्रसिद्धः लेखकः तथा इष्टः लेखकः किमर्थम् इत्युक्ते कालिदासस्य काव्येषु आलङ्कारिकवस्तूनि उपमालङ्काराणि तथा एतत् यतः इत्युक्ते रघुवंशमहाकाव्ये सः रघुवंशमहाकाव्ये सः वदति न न एतद्महाकाव्यं अहं न् रघुवंशानां वदन्नस्मि पर् कथम् अस्ति इत्युक्ते क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः इति सूर्यवंशः कुत्र अहं कुत्र इदानीं तत्र तु न उद्भाव उद्बाहुरिव वामनः उपरि एकः फलम् अस्ति अहं वामनः अस्मि तत् फलं न् गृहीतम् अहं उड्डयनं करोमि चेत् न मिलते तादृशः भावना तादृशः शक्तिदिनाभूतिति सः कवयति तदनन्तरं एतादृश कालिदासस्य बहूनि नाटकानि सन्ति सम्यक् अस्ति तदन्यः कविः भवभूतिः भवभूतेः सः नो इत्युक्ते उत्तररामचरितं बहुसुन्दरं काव्यमस्ति तद यदि अध्ययनं कुर्मः तस्य तस्य मनसि रोमाञ्चन तथा आनन्द अपि भवति भवभूति अपि विशिष्टः लेखकः कविः इति मम अभिप्रायः